अहं व्याकरणशास्त्रस्य छात्रः अस्मि मच्छात्रस्य इतिहासः अतीवप्राचीनः वर्तते श्रूयते हि अस्मिन् विषये श्रुतिः ब्रह्मा बृहस्पतये प्रोवाच बृहस्पतिः इन्द्राय इन्द्रो भारतद्वाजाय भारतद्वाजो ऋषिभ्यः ऋषयो ब्राह्मणेभ्यः इत्यादिरीत्या व्याकरणस्य अनादित्वं अवगम्यते देवानाम् अध्ययनक्रमस्य अनादित्वात् यत्कल्पं तत्कल्पपूर्वम् इति न्यायात् व्याकरणशास्त्रस्य मुख्याः ग्रन्थाः यथा अष्टाध्यायी इयं पाणिनिना विरचिता तथा व्याकरणमहाभाष्यम् अयं महाभाष्यकारपतञ्जलिना विरचिता तथा च वैयाकरणसिद्धान्तकौमुदी इमां भट्टोजीदीक्षितमहोदयेन विरचिता लघुसिद्धान्तकौमुदी इमां वरदराजाचार्येन विरचिता सन्ति